मम प्रदेशे राजकीयपक्षः वर्तते भारतीयजनतापक्षः सार्वकारिकी व्यवस्था सम्यक् प्रचलति भारतीयजनतापक्षः इति कृत्वा जनप्रतिनिधिः वर्तते मोदी महोदयः तैः बहु सम्यक् कार्यं कृतं वर्तते सम्यक् प्रजाः दृष्टाः सन्ति मम कृते तु तेषां विषये महती प्रीतिः वर्तते तेषां कार्यशैली तेषां समस्या परिहारशैली मया बहु इष्यते तेषाम् आदिनं कार्यं भवति तन्मध्ये अपि जनाः यदि कष्टं वदन्ति तर्हि श्रुणवन्ति तस्य परिहारं च कुर्वन्ति एवं यत्र यत्र क्लेशाः भवन्ति तद् सर्वं सम्यक् सूक्ष्मतया अवलोक्य जनानां कृते यावत् शक्यं तावद् सेवां कुर्वन्तः सन्ति आदिनं कार्यं कुर्वन्ति पुनः न्यूनं धनं स्वीकुर्वन्ति सर्वकारतः सम्यक् जनप्रतिनिधिः इति मम भाति